हरिः ओं नमस्ते

मम नाम महीपतिः इति अहं अहं शिवमोग्गानगरे वसामि हा भवतां नामधेयम् हा नमस्कारः नमस्कारः

हा हा अस्तु वयं सङ्गीतकार्यक्रमं कर्तुमिच्छामः अत्र कीदृशः कार्यक्रमः यदि सङ्गीतस्य गानं भवितुं शक्यते वा अथवा वाद्यानां उपयोगः वाद्यसहितम् एवम् एवम् अस्तु अस्तु समीचीनं

एवम् एवम् अहं चिन्तयामि अस्मिन् वर्षे वीणावादनम् अस्माकं परतः भवितुं शक्यते वा इति सरस्वतीपूजा भवति विंशतिदिनाङ्के इति भावयामि अहम् भार्गववासरः भविष्यति हा तद्दिने हा हा सप्तवा पर्यन्तम् अवकाशः वा अस्तु समीचीनं वयं तर्हि वीणावादनार्थं प्रयत्नं कुर्मः तदर्थं पार्श्वे मृदङ्गवादनार्थम् एकः भवति अपरः तबला इत्यादि किञ्चित् वादनं तत्सर्वं भवति तदर्थम् अवकाशः अस्ति वा हा सम्यक् तथा चेत् सम्यक् अस्तु समीचीनं वयं तथा आयोजनं कुर्मः सायं सप्तवादनतः अष्टवादनपर्यन्तं कालः अवकाशः अस्तु

शक्यते अस्तु महोदय वयं आगच्छामः अवकाशाय धन्यवादाः

भवतु भवतु अस्तु भवतु भगवत्याः सेवा वयं कुर्मः नमस्ते नमस्ते